प्रथमं इतिहासः द्वितीयं पारम्परिकनृत्यानि तृतीयं पर्यटनस्थलानि चतुर्थं पारम्परिकवस्त्राणि इत्येव राजस्थानात् प्रसिद्धं राजमहलानां दुर्गाणां हवेलीनां च स्थापत्यकलायाः कृते प्रसिद्धानि प्रसिद्धानि स्थलानि जयोधानां जयपुरम् उदयपुरं जैसल्मेरम् जोधपुरं च जोधपुरं च अम्भेरादुर्गः अम्बेर् फ़ोर्ट अम्बर् फ़ोर्ट् कुम्बलघाडदुर्गः मेहरानागड मेहरानागडदुर्गः छात्राणां स्थापत्यकौशलस्य उत्तममूर्तयः सन्ति द्वितीयम् इति पारम्परिकनृत्यानि नृत्यं तथा सङ्गीतं राजस्थानं लोकनृत्यैः नृत्यैः यदा बूमर् कालम्भेलिया चारि इत्यादिभिः प्रसिद्धं मार्वाडिलोकसङ्गीतं ढोलक् सं सारङ्घी कमयाच इत्यादीनां इत्यादीनां वाद्यानां वाद्ययन्त्रैः सः अतीव रुचिकरम् तृतीयं धार मरु मरुभूमिः थार् डेसर्ट् अतीव प्रस् प्रसिद्धः झिथे उद्घाडयत्रयाः केमल् सफ़ारि सुखस्य अनुभवः लभ्यते पुष्करः मौण्ट् अभु रणथंबोर राष्ट्रीय उद्यानं भरतपुरं पक्षी अभयारण्यं च प्रसिद्धानि पर्यटकस्थलानि चतुर्थं राजस्थानं रङ्गवस्त्रैः प्रसिद्धं पुरुषाः धोती कुर्ता साफ़ा पङ्कडि धृतवन्तः सन्ति स्त्रियः खाधार चोली ओडनी दुग्बश् दुप्पट्ठा धृतवन्त्यः सन्ति भरदनी लहरीय भाग्रू हिण्ड्रोस् इत्यादीनां वस्त्राणां विशेषता अत्र दृश्यते